अहं मैसूर् मध्ये कोयेम्पु नगरतः अग्राहरपर्यन्तं गन्तुम् एकम् ओला क्याब् बुक् कृतवान् किन्तु सः ड्रैवार् यः अस्ति सः विलम्बेन आगतवान् तत् कारणात् कृपया क्यान्सेल् कुर्वन्तु